मम विशिष्टः कौशलः एवं वर्तते तत्र चित्रीकरणं वा चित्रकरणं वा एवं वेदविभागे वा एवं संस्कृतविभागे संस्कृतिविभागे एवमेव ध्यानविभागे ध्यानादिकं कर्तुम् इत्यादि सरस्वतीध्यानम् इति इत्यस्य अति विशिष्टतया धेयं स्वीकृत्य पुरातनाः ऋषिमुनयः यथा प्रयत्नं कृतवन्तः सा एव सः एव मार्गः अत्र सरस्वतीध्याने वर्तते तत्र अभिवृद्ध्यर्थं तत्र मया एकसाम्यता अपि स्वीकृतं स्वीकृता वर्तते एकसाम्यतां स्वीकृत्य तद्द्वारा अहं विश्वस्तरे तत् अभिवर्धयितुम् इच्छन् अस्मि एवमेव तत्र स्वयमेवं देवालयम् एक एवं विद्यालयः एव देवालयः देवालयः एव विद्यालयः इति मत्वा तदपि अभिवृद्धिं कुर्वन् अस्मि अतः अग्रीमेषु दिनेषु जनानां सहकारेण एतद्भवितुं शक्यते इति मम अभिप्रायः